पशुपरिपालने कष्टमस्ति चेदपि लाभाय भविष्यति किमर्थं नाम पशुपरिपालनेन केवलं दुग्धं मांसम् न लाभः इतोपि तस्य चाणकं भस्माय परिवर्तनं कृत्वा तत् ललाटे इतोऽपि क्रिमिकीट इत्यादिकम् अस्ति चेद् तदपि निवारणं कर्तुम् भस्मानि सम्यक् इतोऽपि चाणकं कृषिस्थाने कृषिक्षेत्रे व्रीहि इत्यादीनां बलरूपेण स्थापयति चेत् व्रीहीणा इतोऽपि सस्यानां परिपोषणार्थं तद् सहायेन भवति पशुपरिपालनेन अस्माकं मनसि अपि सन्तोषाय भवति साधुजनानां मृगाणां सहवासेन अस्माकं जीवने सन्तोषेण समं समाधानत्वम् आगच्छति इतोऽपि तत्र गोमूत्रं तदपि एकम् औषधमेव वर्तते पशुः इति गोमाता कामधेनुः इति अपि भारतदर्शने उक्तम् भारतीयानां धेनुः धेनुमाता तद्वत् पश्यन्ति सर्वे धेनुः गृहे अस्ति चेदेव गृहस्य ऐश्वर्यं वर्तते तद्वत् गोत्वं नाम सास्ना लाङ्गूलककुदखुरविषाणिनां सम्रत्ययो तदेव गौः इति तदा गोपरिपालने केवलं तस्य बेनिफ़िट् इत्येव मा पश्यतु